हलो नमस्कारः

अस्तु अस्तु पाचिका भवति

पाचके पाचकविषये अहं सर्वं तैय्यार् करोति तैय्यार् सर्वम् सज्जीकृतं सज्जीकृतं किन्तु अत्र अहम् एक अन्यत् एकः अस्ति तत्कारणेन जोलि भारम् अधिकतया भवति किन्तु एकः अन्यत् आवश्यकं भवति एकः अपि आवश्यकं भवति भोजनं सम्यक् अस्ति सर्वम् अहं पाच पाचकं कुर्मः तत् कारणेन मे अहं पेयं पेयं सर्वसद्यपायसं अनन्तरं मत्स्यविभवः अनेक मत्स्यविभवः अस्ति गुलाब्जामू वेजिटेरियन् अस्ति तैर् सादं साम्बार् सादम् इत्यादि विभवः अस्तु अस्तु वेजिटेरियन् द्वयम् अस्ति द्वयमस्ति किन्तु एकम् अन्ये किं किम् ऐटम् प्रातःकाले अहम् उपमाव् इड्डलि द्वे द्वे अस्तु पेयम् चायमस्ति फलपानीयानी अत्र अस्ति नारि न नारिकेलं एस् एस् अस्तु अस्तु किन्तु अधिकतया किं किम् अहं करणीयम् सायंकाले किं किं सायंकाले सायंकाले लघुपदार्थं किम् अहं समोसा अस्तु ओ ओ हो ओ किन्तु लेडु तयार् कर्तुं क्लेशः भवति किञ्चित् आं लड्डु समोसा अस्तु अस्तु जिलेबी जिलेबी लडु कर्तुमेव अहं अस्तु अस्तु अनन्तरं किं किम् अत्र शुद्धीकरणं करणार्थं कोपि अस्ति वा अहं ताजकम् पात्रं अस्तु अस्तु अस्तु भक्षणं भक्षणं भक्षणं भोजनार्थं पात्राणि अथवा पत्राणि अस्ति वा पत्राणि आम् अस्तु अस्तु आं अस्तु धन्यवादः